हरि ओं रेल्वे स्थानानां रेल्वे स्थानकं स्वागतं नमो नमः वदतु

अस्ति अस्ति अस्ति

आम् आरक्षणं कर्तुं शक्यते आम् अस्ति आम् अस्ति कति जनाः सन्ति एवम् आं चलति आं सर्वेषां नामानि एवम् आयुः एवम् हा एतत् प्रेषयतु

आमाम् अस्ति भगिनी आम् अस्ति अस्ति आमां करोमि अहम् आम् आम् आवली आवलीं प्रेषयतु अहम् आमां आमां आं कृतवती धनम् आमां आम् अभवत् आं तत् आं तत् धन्यवादः तर्हि शुभयात्रा आम् आम् शुभरात्रिः